हरि ओम् नमस्काराः श्रीनिवासभोजनगृहं वा हा अहं वीणा इति ज़ोमेटो मध्ये भवतां भोजनगृहतः भोजनस्य प्रार्थनां कृतवती आसम् प्रार्थनां कृत्वा सार्ध एकघण्टा एव अधीता इतोपि काऽपि वार्ता नास्ति कोऽपि दूरवाणीम् अपि न कृतवान् भोजनं तु न प्राप्तं सार्धद्विवादनम् इदानीमेव एवञ्चेत् कथं त्रिवादने मया सिद्धया भूत्वा कार्यालये प्राप्तया भवितव्यम् कृपया शीघ्रं प्रेषयन्तु अथवा भोजनं सिद्धम् अस्ति वा न वा प्रस्थापितम् अस्ति वा एतावता नास्ति चेत् केन्सल् वा कृत्वा अन्यत्र प्रयत्नं करोमि मम गृहं भवानीनगरे भवति भवताम् उपाहारगृहतः मम गृहं केवलम् एक किलोमीटर् इति दर्शयति मेप्स् मध्ये एतावत् समीपे अस्ति चेदपि इतोऽपि न प्राप्तम् इत्युक्ते एतावत् कालं यावत् प्रतीक्षणीयं भवति चेत् क्लेशः खलु कृपया शीघ्रं प्रेषयितुं व्यवस्थां कुर्मः कियान् समयः भवितुम् अर्हति इतोपि हा दशनिमेषेषु मया प्राप्तव्यं कृपया तथा व्यवस्थां कुर्वन्तु धन्यवादाः